प्रशासनः वित्तकोशनिर्माणः करोति येन जनानां वित्तं सुरक्षितं भवति मार्गनिर्माणकार्यम् अधुना प्रचलितम् अस्ति येन यानानां गमनं सम्यक्तया भवति प्रशासनः बेटी बचाव् बेटी पढाव् इति योजनां प्रचालयति येन स्त्राीशिक्षायाः अभिवर्धनं भवेत् अन्यानि बहूनि कार्याणि प्रचाल्यमानानि सन्ति